आम् अहं योगकक्षासु भागम् अवगमः कृतवती अहं ततः पूर्वं गृहादेव योगाभ्यासं कृतवती किन्तु तस्मिन् समये मम कृते बहु आलस्यं सर्वम् आगतं किन्तु यदा योगकक्षासु वयं गच्छति तस्मिन् समये आचार्यः आचार्याः कथं वदति इत्यादिकं क्रमेण वयं योगाभ्यासं करोति अतः तत्समये सम्यक् रूपेण कर्तुं शक्नोति तद्वत् बहु भिन्नरूपं भिन्नभिन्नम् अस्ति यदा गृहे योगाभ्यासं करोति तदपेक्षया बहु भिन्नम् अस्ति योगकक्षासु गत्वा योगाभ्यासं करोति चेत् यदा किमपि शिक्षा अस्माकं गुरून् मुखात् अस्माकं कृते आगच्छति चेत् तत् बहु मुख्यमेव अस्ति अतः एव स्वयं पठनापेक्षया गुरुः यथा पाठयति तस्मिन् समये बहु किमपि अस्माकं कृते लभ्यते इति अहं चिन्तयामि अतः यदा योगकक्षासु भागं गृहीत्वा वयं योगाभ्यासं करोति तस्मिन् समये अस्माकं कृते बहु आनन्दः लभ्यते स्वयं गृहात् गृहे एव योगाभ्यासं करोति चेत् तत् बहु आलस्यं तथा कथं करणीयम् इत्यादिकं किञ्चित् क्लेशरूपेण वर्तते